मम इष्टतमपर्यटनस्थानम् भवति पञ्जाब् प्रदेशः तत्रापि अमृत्सरः तत्र किम् अस्ति नाम जल्यावाला बाग् अनन्तरम् अटारी बार्डर् ज़ङ्ग् ए आज़ादी स्वर्णिम् मन्दिर् इत्यादयः तत्र पर्यटनस्थानानि भवन्ति अनन्तरं तत्र कथम् अस्माकं भारतस्य इतिहासः संरक्षितः पञ्जाब् पञ्जाब् जनानां कथं इतिहासे तत् सहायम् आसीत् तत् सर्वं तत्र म्यूज़ियं मध्ये सर्वम् अस्ति तत्र सिख् सम्प्रदाये तद् दशगुरवः अभवः अभवन् तेषामपि म्यूज़ियं वर्तते ते कथम् अस्माकं भारतस्य उपरि उपकारं कृतवन्तः अनन्तरं जलीयावाला बाग् इति नामधेयस्य स्थाने चन्द्रशेखर् राज् तत्र शुखदेव् भगत् सिङ्ग् इत्यादीनां तेषां इतिहासः वर्तते तदर्थं मम महति इच्छा वर्तते नाम पञ्जाब् प्रान्तस्य अमृत्सरजनपदे गन्तुम्